अद्यतनकाले युवानः सर्वत्र नाम कालम् कालयापनं कर्तुं जलागारेषु नाम समुद्रं गच्छन्ति यथा तथा उत्सवसमयः भवति अथवा नूतनवर्षारम्भः भवति चेत् गोवानगरम् उडुपिनगरं यत्र कुत्रापि समुद्रतटः सन्ति तत्र गत्वा आनन्दम् अनुभवन्ति परन्तु तत्र गत्वा यदि किञ्चिद्वयं न अवधातवः अस्माभिः न अ अवधातव्यं चेत् समस्याः अपि उद्भवितुं शक्नुवन्ति तर्हि सर्वदा अधिकं ग गभीरे जले सर्वैः न गन्तव्यं यः तरणं न जानाति चेद् तटे एव स्नानं कर्तव्यं तत्र बहु कुर्दनमित्यादिकम् अन्ते गत्वा न कर्तव्यं तर्हि जलस्य आनन्दं सर्वथा सर्वदा जनाः अनुभवितुं शक्नुवन्ति